सत्यमेव वदन्ति जनाः गुरुमुखात् गायनस्य शिक्षणं अत्यन्तं श्रेष्ठः मार्गः इति अहं मम अपि गुरुः अस्ति एव यदा अहं विद्यालये पठन् आसम् तदा एका अध्यापिका अस्ति एतद् गीतं पाठयति इति सङ्गीतं पाठयति ते का अध्यापिका अस्ति तस्याः नाम गिरिजा भगिनिः इति सा मम गुरुः अहं प्रेरणा स्त्रोतरूपेण स्वीकृतवान् किमर्थमित्युक्ते सा तु किम्वा भवतु भवतु भवान् किं वा ददातु तस्याः एकं रागं लयं तालम् सम्यक् कृत्वा सा गायति तद् क्षणे तद् किं जल्पनं गोष्ठी इव तद् क्षणे एव सा करोति तद् मम बहु प्रोत्साहनीयविषयः यद्यदपि अहं प्रथमवारे तत् पठितुं न शक्नोमि तस्याः मुखात् यदा श्रुणोमि प्रथमं तद् पुनः आगच्छति मम आचार्यं तदेव अहं विना जानामि गातुं एतद् प्रथमं पुनः एकं नूतनगीतं स्वीकरोमि चेत् पठनम् पठनं सम्यक् जानामि परन्तु तस्य लयं लयं श्रुतिः एतत् सर्वं अहं न जानामि तदा मम गुरुः एकवारम् श्रावयति तदाहं श्रुत्वा करोमि अत्र द्विविधाः मम तु मम एव तद् अड्वाण्टेज् अस्ति किमित्युक्ते अहं सम्यक् गातुम् पठनम् अहं सम्यक् गातुं न शक्नोमि तदनन्तरं कथं गायनीयं कथं गे गातव्यम् इति अपि अहं तत्र सम्यक् अवगन्तुं शक्नोमीति